अहं सामान्यतः अटनं करोमि यात्रां करोमि परन्तु देशात् बहिः यात्रां न कृतवान् मम राज्यं कर्नाटकं कर्नाटके प्रवासं करोमि तथैव मम देशे अपि बहु प्रदेशं दृष्टवान् अहं मम महाविद्यालये अहं एन् सि सि अधिकारी अस्मि अतः यदा एन् सि सि शिबिरं भवति तदा राज्यात् बहिः गच्छामि अनन्तरम् अस्माकं सङ्घः वर्तते समानमनस्कानां सङ्घः वत्सरे एकवारं देशस्य अन्यान्यभागं द्रष्टुं वयं गच्छामः यात्रां कुर्मः तथा मम यात्रा यात्रायाः उद्देश्यं सिद्धमेव यतः यदि धार्मिकक्षेत्राणां यात्रा भवति तत्र धार्मिकक्षेत्राणां सन्दर्शनम् एव यात्रायाः उद्देश्यं भवति यदि एन् सि सि शिबिरं भवति तदा यत्र यत्र अस्माकं मिल्ट्रि स्टेषन् वर्तते तत्र तत्र अहं गच्छामि इदानीं पञ्जाब् नगरं गतवान् पञ्जाब् प्रान्त्ये मिल्ट्रि स्थानानि बहूनि सन्ति तत्र अहं गतवान् वाघा बार्डर् इत्यस्ति तत्र गतवान् रिट्रीट् इति भवति सायङ्काले तत्र गतवान् अहं पश्चिमबङ्गालं गतवान् राजस्थानं गतवान् एवमेव गुजरात् गतवान् दक्षिणे प्रायः सर्वत्र अटनं कृतवान् एतदतिरिच्यापि मम विद्यालयस्य छात्रैः सह पञ्चाषद्वा षष्टिछात्रैः सह ट्रेक्किङ्ग् करोमि तदपि एका यात्रा एव साहसमयं भवति ट्रकिङ्ग् वयं कुर्मः अत्र समीपे ट्रेक्किङ्ग् स्थानानि यानि सन्ति तत्र गत्वा रात्रौ उषित्वा वार्तालापादिकं कृत्वा प्रातः पुनः प्रत्यागमनं एवं भवति एवं राज्यादन्यत्र बहुत्र मया अटितम् अटनेन बहु ज्ञानमपि सम्पादितं वर्तते सर्वत्र अटनस्य किमपि उद्देश्यं वर्तते एव उद्देश्यं अनुसृत्यैव मया यात्रा कृता वर्तते